मम सङ्ग्रहे लेखनी एव मम प्रियतमं वस्तुः लेखन्या अहं लिखामि कुत्रापि गच्छामि अहम् एकं लेखनीं मम समीपे स्थापयामि लेखन्या अहम् लेखनं निश्चयेन कर्तुं शक्नोमि कदाचित् कुञ्चिकया की कीलनं कष्टं चेत् लेखन्या अपि शक्यते कुञ्चिका न प्राप्तम् अथवा कुत्रापि अस्ति अन्वेषणं करणं कष्टं चेत् लेखन्या अपि उद्घाटयामि तालम् अनन्तरं यदि मम पुत्री बिन्दि न स्थापितवती चेत् कुङ्कुमं नास्ति चेत् तर्हि तस्याः मुखे बिन्दिम् अथवा कुङ्कुमं न दृ पश्यामि चेत् अहं साक्षात् मम लेखनीं स्वीकरोमि लेखन्या एकं बिन्दुं स्थापयामि तस्याः मुखे स्थापयामि मुखं सुन्दरं दृश्यते एवं लेखन्या बहु कार्याणि चलति अतः अहं लेखनीम् इच्छामि तदेव मम प्रियतमं वस्तुः